आम् मम जीवने एकवारम् एकं प्रधानं निर्णयं स्वीकुर्याम् इति समयः आपतितः तद् कदा इत्युक्तौ यदा अहं नागपुरे उद्योगरतः आसम् तदा तत्र मम कार्यवशात् अध्ययनं न जायते स्म अतः अहम् तत्र उद्योगं त्यक्त्वा मम स्वग्रामं तिरुपतिं प्राप्य पठेयम् अथवा उद्योगस्य अधुना दौर्लभ्यम् अस्ति इति कारणात् उद्योगे एव भवेयं वा इति स्थितिः आगता आसीत् तदा मया बहुधा चिन्तितं तदा अहं मम प्रियमित्रं तथा मम मातुलं च प्राप्य अहं तयोः अभिप्रायं स्वीकृतवान् तयोः अभिप्रायेण मया एतन्निर्णीतं यत् अहं तत्र उद्योगं त्यक्त्वा आगत्य अत्र तिरुपतावेव स्थित्वा मम विद्यावारिधिं पुनः मम अध्ययनं च सम्पादयेयम् इति मया निश्चितम्